अत्र दक्षिणभारते एकं वैशिष्ट्यम् अस्ति इड्लि उप्मा दोसा इति सर्वे श्लाघयन्ति अत्र एकं प्रातः काले अल्पाहारार्थम् इड्लितुल्य वस्तुः यत्रकुत्रापि न मिलति अतः बहु इष्टविषयः अनन्तरं यदा इड्लि पाकं कुर्मः तदा तद् अत्र अत्र तैलं न भवति अनन्तरं केवलम् एतद् उ उष्णम् कृत्वा एवम् एतद् तैलं विना पाकः भवति तेन कारणेन तद् बहु आरोग्याः भवति अन्तरं जीर्णविषये किमपि क्लेशः न भवति इति भवति अत्र अन् अनन्तरम् अधिकम् अत्र तमिल्नाडुमध्ये अथवा द दक्षिणप्रदेशे रैस् तदेव अधिकं मिलति अतः एतद् रैस् द्वारा व्रीहिः इति वदामः अनन्तरं तद् अस्माकं बहु उ उत्तमं भोजनम् इति भाति अनन्तरं साम्बार् रसं एतद् सर्वम् अनन्तरं द अत्र मसाला या उस् सत्यं मसाला कुर्वन्ति कटुः भवति क्य आन्ध्रमध्ये अधिकं कटुः किन्तु तमिल्नाडुमध्ये तादृशं नास्ति तथापि अन्य प्रदेशेषु पञ्चाब्मध्ये गच्छामः चेद् अत्र गोधूमः तस्य प्रयोगम् अधिकं कुर्वन्ति तदपि उत्तमेव अतः अस्माकं बृहत् देशे अत्रत्य जनाः व्रीहिं खादन्ति अन्नं खादन्ति अत्र जनाः गोधूमः खादन्ति इति कारणात् सस्यानां यत् यत् उ उत्पादनं भवति तस्य पुनर्रीत्या अस्माकम् एतद् उपयोगाय भवति अनन्तरं कदापि अन्नविषये अस्माकं अन्य देशतः आनेतव्यम् इति स्थितिः नास्ति सेल्फ़् सफ़िशियेन्ट् इति अस्ति अनन्तरं बहु उत्तमतया भिन्नभिन्न खाद्यानि अत्र अस्माकं जनाः निर्माणं कुर्वन्ति आस्वादनं कुर्वन्ति इति सन्तोषस्य विषयः